प्रपञ्चे तावत् तादृशाः प्रदेशविशेषाः भवन्ति यत् रिस्ट्रिक्टेड् एरिया इति आङ्ग्लभाषायां यदुच्यते व्यवह्रियते तादृशप्रदेशाः तत्र तत्र भवन्ति एव ऐतिहासिकघटनाविशिष्टास्ते भवन्ति कदाचित् घटनाविशेषेण सम्बद्धाः निर्दिष्टजनजातिवर्गसम्बद्धाश्च भवन्ति राष्ट्रीयसम्पत् इत्यपि उद्घोष्य भारतीयसर्वकाराः राज्यस्तरीयसर्वकाराश्च तादृशप्रदेशान् विशेषतः गोपयन्ति अतः न तत्र सर्वे जनाः यथाकामं गन्तुं न शक्नुवन्ति तादृशनिर्बन्धः तत्र भवत्येव एतादृशपरि परिसरस्तु मम परिसरविशेषे नास्ति तत्र कुत्रापि ये केऽपि यथाकामं गन्तुं कोऽपि निर्बन्धो भवति सामान्यतः तत्र तादृशप्रदेशेषु गन्तव्यम् इति इच्छा भवति चेत् सर्वकारेण अनुमतिः प्राप्तव्या भवति तादृशनिर्बन्धः तादृशप्रदेशस्य भवत्येव सामान्यतः अस्मत्प्रदेशे जनाः समययापनार्थं तत्र नदीसमीपं गच्छन्ति अन्यान्यदेवालयसमीपं गच्छन्ति तत्र परिसरः यः रमणीयो भवति तादृशरमणीयप्रदेशं प्रयास्यन्ति